अहं संस्कृत अध्यापकः विज्ञानप्रकल्पे कार्यङ्कर्तुं अवकाशः एव ना आसीत् किन्तु तत्र प्रांशुपालः आसम् प्रांशुपालः यदा आसम् तदा विज्ञान प्रयोगालयस्य विषये मम आसक्तिः आसीत् यत्किमपि कार्यं कृतवान् आसं तथा एव